ग्रीष्मकाले तु पानीयम् पर्याप्तं ददामि चेत् ते जीवन्ति ग्री चेत् शैत्यकाले अहम् मेन्यूर् मन्यूर् ददामि तेषाम् उष्णं भवति तेषां तेषां तेष् तेन उष्णं भवति प्राप्नोति सस्यम् तादृशं ते उष्णमपि ग्रीष्मकालेऽपि शैत्यकालेऽपि सम्यक् भवन्ति एव केचन मुश् पठति एव केचन दोषाः भवन्ति एव परन्तु किं करोमि अहं मम एकः कर् कर्मकरः अस्ति सः समृद्धः समृद्धः ज्ञानम् अस्ति तस्य सस्यस्य ज्ञानं तेषां प् पृत्व त तस्य कृते पृ पृष्ट्वा किमपि उ उपायं करणीयं चेत् तद् करोमि